अहं कुडुम्बजनैः सह यात्रां कर्तुमेव इच्छामि किमर्थम् इत्युक्ते कुटुम्बजनैः गच्छामः चेत् सर्वान् अपि सर्वान् विषयान् मे ज्ञातुं शक्यते सर्वविषयानपि द्रष्टुं शक्यते कुटुम्बसहितं गच्छामः चेत् तत्र बुक् वैशिष्ट्यं भवति एव